अस्माकं प्रदेशे प्रधानतया पूगक्षेत्रम् अधिकं भवति तत्र पूगक्षेत्रं सर्वत्रापि भवति तत्र पूगक्षेत्रमेव अवलम्ब्य अस्माकं गृहे जनाः वसन्ति तत्र अस्माकम् आर्थिकव्यवस्थामपि तदेव समीकरोति तत्र वर्षे एकवारं तस्य तत् छिन्नं भवति पुनः तत् छित्वा आतपे सुष्कीकुत्य तत्र आपणादिकं नीत्वा किं विक्रियन्ति तत्र आगतं धनं तत्र आत्मनः जीवनार्थम् उपयोगङ्कुर्वन्ति तत्र पाकव्यस्थापि तथैव भवति जनाः अनेन तुष्टाः भवन्ति तत्र सस्यानि अपि तत्र बहूनि सन्ति तत्र व्रीहिसस्याः भवन्ति तत्र अस्माकं प्राधान्येन आर्थिकव्यवस्थामपि तत् सम्यक् करोति तत्र एवं विपणिविक्रयपर्यन्तमपि तत्र अनुकूलमपि भवति एवं सर्वे जनाः एतदृशम् कार्यङ्कृत्वा सन्तोषम् अनुभवन्ति सुखं च अनुभवन्ति